हरि ओम् हरि ओम् सा शाकापणः खलु आम् अग्रिमसप्ताहे मम गृहे विवाहसमारम्भः आसीत् कानिचन शाकानि आवश्यकानि आसीत् लभ्यते वा भवन्तः गृहे प्रेषयति वा वदन्ति चेत् अथवा तत्र एव आगत्य स्वीकरणीयं वा एवं वा तस्य कृते एक्स्ट्रा चार्ज् भवति वा मौल्यम् अधिकम् अस्ति वा तस्य कृते अस्तु अस्तु चिन्ता नास्ति चिन्ता नास्ति सर्वशाकानि फ्रे़ष् एव भवति खलु अस्तु अस्तु मम कृते एतस्य कूष्माण्डः आवश्यकम् आसीत् आम् आम् दश दश केजि आवश्यकानि अनन्तरम् आलुकं पञ्च अनन्तरं गृञ्जनकम् आवश्यकम् आसीत् आम् गृञ्जकनकम् आम् आम् कति केजि त्रयं आम् आम् आम् पलाण्डुः सम्यक् भवति वा किञ्चिद् बृहद् आकारस्य पलाण्डुः लभ्यते खलु तद् आवश्यकम् आसीत् लघु लघु मास्तु इति भवति वा आम् पञ्च पञ्च पञ्चकिलो पञ्चकिलो आवश्यकं भवति अनन्तरं भिण्डीनकम् अस्ति वा आम् आम् तद् अपि तद् किं केजि द्वयम् आवश्यकम् आम् वृन्तानकम् अस्ति वा वृन्ताकम् अस्ति वा आम् वृन्ताकं तद् नीललोहितवर्णस्य वा हरितवर्णस्य वा नीललोहितः हरितवर्णस्य न लभ्यते वा भवान् आनेतुं शक्नोति वा तद् अस्माकं कृते आम् तदपि तदपि तर्हि अ किं केजी त्रयम् आवश्यकम् आम् आम् आम् आम् आनयति वा महोदय अस्तु अस्तु अनन्तरं रक्तफलम् आवश्यकम् आसीत् आम् अनन्त तदपि पञ्चकिलो एव ऊर्वारुकम् ऊर्वारुकम् आवश्यकं आम् अस्तु अस्तु अस्तु अस्तु कति अग्रिमसप्ताहे अग्रिमसप्ताहे मङ्गलवासरे आवश्यकं मङ्गलवासरे तत् कार्यक्रमः भविष्यति सोमवासरे भवान् प्रेषयति वा मध्याह्नात् पूर्वं न मध्याह्नात् पूर्वं पाचकाः सर्वे सायङ्काले आगच्छन्ति अतः आम् डिस्कौण्ट् लभ्यते खलु अस्तु अस्तु अस्तु अस्तु निश्चयेन अस्तु अस्तु तर्हि अहं पुनः एकवारं दूरवाणीं करोमि अस्तु नमोन्नमः धन्यवादः धन्यवादः